नमस्ते डिजिटल् वेल्ड् अस्ति खलु मया ह्यः मोबैल् फ़ोण् चार्जर् तस्माद् क्रीणीतवान् तस्य इदानीं तद् न प्रवर्तते तस्य ल्यूस् कोण्टाक्ट अस्ति वा इति न जानामि प्रत्यक्षतया तत्र किमपि न जानामि मोबैल् फ़ोण् इदानीं दूरवाण्या इदानीं स्विच् आफ़् भवति कथं करणीयं भवतः स्थापनस्य उत्पन्नमस्ति एतद् तद् वयम् इदानीं किं करणीयम्